न बहवः जनाः सन्ति ये यात्राम् कर्तुं न रोचन्ते यात्रा भवतः परिवारः परिवारेण सह समयं व्यतितुं सम्यक् मार्गः अस्ति तथा च जीवनस्य दिनचर्याः दूरं चिकित्सा इव कार्यं करोति दरे दरेलु या दरेलु यात्रा सर्वदा मजेतारं भवति परन्तु नूतनदेशस्य अन्वेषणस्य रोमाञ्चः भिन्नः भवति चेतनयात्रा अधिकः योजना भवति तदा या तथा च के केचन दस्तावेजः सन्ति येषां यात्रां भवन्तः विना समस्यां कृतुः शक्नुवन्तः एतेषु महत्त्वपूर्णेषु दस्तावजेषु कार्याभिः विस्मरेण समस्या उद्धत्वे बहवः नित्यं यात्रिका परिवर्तनशील नियमानां कारणात् स्वयं यात्रायाः दस्थवेजनां निर्माति अत्रैव यात्राविमया महत्त्वपूर्णभूमिका भवति चिन्तारहिता साहिस्सिकं सुनिश्चितीय आवश्यकयात्रा तु वेचना विषये सुविधं भवितुं यात्रा भीमा यत् मनः शान्तिं दातुं शक्नोति तत् विचारयितुं च अत्यावश्यकं यदि भवान् सर्वेषां यात्रा तत्र वेदना विषये प्रेमतः अस्ति यत् भवदा बहितव्यं तर्हि जीवनं जीवनं सुलबं कर्तुं भवतः कृते अस्माकं कृते सम्यक् गच्छति अस्ति यात्रा समये आधार् आधार् लैसेन्स् पास्पोर्ट् वोट्र ऐ डि इत्यादि अत्यावश्यक वस्तु स्वीकरोतु